नमस्ते महोदयः अहं अनिता इति वदन्ति अस्मि एतद् जनता डीलक्स् खलु अहं भवतः होटेल् मध्ये मसालादोसम् आर्डर् कृतवती आसम् दोसा तु बहु सम्यक् आसीत् दोसा बहु लघु मृदु च आसीत् तस्य उपरि स्थापितम् उपसेचनम् तत्तु किञ्चित् कटुः आसीत् किंतु व्यञ्जनम् तु सम्यक् असीत् परन्तु महोदय मम आर्डर् समये न प्राप्तवति अतः खेदः